अस्मद् प्रदेशे वैद्यकीयव्यवस्था सम्यगेव वर्तते अनेके वैद्यशालाः सन्ति सर्वत्र भेषजान् विक्रयतुं च अनेकाः आपणाः उपलब्धाः ते च अनेकेषु स्थरेषु वर्तन्ते अतः सामान्यजनाः जनानाम् यत् किमपि धनमस्ति त तेनैव अनुस्थरं ते अव तावद् आपणं गन्तुं भेषजान् क्रेतुं शक्नुवन्ति एवम् वैद्यकीय व्यवस्था सम्यक् वर्तते अत्र भेषजाः भिषक् भिषक् जनानाम् अधिकं वर्तन्ते भेषजापणाः अपि वर्तन्ते अनेकेषु स्थरेषु वर्तन्ते अतः समाजस्य सर्वैरपि एतेन प्रयोजनं वर्तते